अहं भारतस्य आरोग्यव्यवस्था बहु समीचीना वर्तते सद्यः सद्यः काले प्राक्तु एवमासीत् ग्रामेषु केचन रोगाः यदि भवन्ति तर्हि तेषाम् अव् अवरोधाय हास्पिटल् प्रति वैद्यालयं प्रति गन्तव्यम् आपतति तत्र च धनव्ययः अधिको भवति इत्यतः ये च बालाः भवन्ति ते अपि वैद्यालयं न गच्छन्ति यदि व्याधिः अस्ति चेदपि तत् नास्ति इत्येवं दर्शयन्तः भवन्ति इत्येवमेव कालं यापयन्ति यदि कदाचित् अधिकं स्यात् तर्हि बहु दुरवस्था अपि स्यात् परन्तु इदानीं तावत् मोदीवर्येण जनौषधियोजना इति कृता वर्तते तस्मात् बहवः तस्मा तस्मात् समस्यात् बहिरागताः इति तत्र च एवं प्राक् समस्याः आसन् इदानीं सा समस्या न वर्तते अपि च इतोपि केचन प्रमुखाः समस्याः काः इत्युक्ते कदाचित् ते नैव दृश्यन्ते तेभ्यः धनम् अपेक्षितं भवति किन्तु प्रापणं न स्यात् इति प्रमुखदोषः इति